अहं स्विगी एप्माध्यमेन सेरावलीरेष्टुरेण्ट्तः चिल्लिपनिर् आर्डर् कृतवती परन्तु तत्र केश् अण्ड् डेलिवरी आप्सन् नास्ति परन्तु मम पार्श्वे केवलं धनमस्ति गुगल् पे अथवा फ़ोन् पे माध्यमे नास्ति तत्र आन्लैन् पेमेण्ट् इति विषये उल्लिखितम् अस्ति अतः अहम् आर्डर् केन्सल् कर्तुम् इच्छामि यदि भवन्तः पार्श्वे केस् अण् डेलिवरी आप्शन् अस्ति चेत् अहं केन्सल् न करोमि यदि सुविधा नास्ति चेत् अहं केन्सल् कर्तुम् इच्छामि